मम प्रदेशे बहूनि ऐतिहासिकस्थानानि सन्ति मुख्यतया यथा गुहट्यां स्थितं माता कामाख्या मन्दिरं नगाव् जनपदेस्थितं महामृत्त्युञ्जयमन्दिरं नगाव् जनपदे श्रीमन्तशङ्करदेवस्य जन्मस्थानं य तथा तयास्पुरस्थित अग्निगड् महाभैरवमन्दिरं ब्रह्मपुत्रनद्यां स्थितमाजलीदीप् शिवसागरस्थितं रङ्घर्कारङ्ग्र् इत्यादिविभिन्नानि ऐतिहासिकस्थानानि सन्ति तत्र गमनागमने पूर्वम् एव अनुज्ञा आवश्यकी नास्ति तत्र सर्वैः सर्वदा गन्तुं शक्नुवन्ति सामान्यतः य समययापनार्थं जनाः तीर्थस्थानं मन्दिरम् उद्यानं चलच्चित्रमन्दिरं प्रति गच्छन्ति